हरि ओं मया पूर्वं चत्वारः रोटिकाः अपेक्षिताः इति ओर्डर् कृतमासीत् किन्तु अधुना इतोपि अधिकाः रोटिकाः अपेक्ष्य अपेक्षन्ते अतः पुनः मम ओर्डर् अन्यथा कर्तव्यमस्ति अधुना द्वयं नान् रोटिकाः त्रयं रोटिकाः एवं पञ्च रोटिकाः मया इष्यन्ते अतः भवन्तः मम ओर्डर् परिवर्तयन्तु एवं रूपेण मम कृते अपेक्षा वर्तते